प्रादेशिकवाणिज्यव्यवस्थायां संकृतभाषायाः उपयोगः न दृश्यते नाम तत्र प्रादेशिकभाषायाः प्रामुख्यम् एव भवति संस्कृतभाषायाः अधुना कर्तुं शक्यते अस्माभिः नाम प्रादेशिकवाणिज्यव्यवस्थायां तु संस्कृतज्ञाः संस्कृतभाषायाः व्यवहारः कर्तुं शक्यते परन्तु अधुना संस्कृतभाषायाः उपयोगः न दृश्यते इति मम अभिप्रायः कानिचन प्रदेशेषु भवति परन्तु तथा व्यावृतं व्यावृतं नास्ति